संस्कृतं विश्वस्य प्राचीनतमासु भाषासु अन्यतमम् अस्ति संस्कृतभाषा भारती अमृतभारती अमरभारती सुरभिभारती अमरवाणी सुरवाणी गीर्वाणी विरवाणी गौरवाणी इत्यादिभिः नाम्ना अपि प्रसिद्धः अस्ति देवनागरी बृहद् उत्पन्नः अन्यः विविधाः लिपयः लैठिन् लेठिन् अधिकारिस्थितिः राजभाषा इति ऋग्वेदं संस्कृतस्य प्राचीनतमः ग्रन्थः अस्ति अस्ति प्राचीनभारते संस्कृतभाषायाः माध्यमेन ज्ञानस्य सर्वं सर्वाणि शाखानि सा प्राचीनतमानि विकसितानि च हिन्दुबौद्धः हिन्दुबौद्धजैनधर्मग्रन्थानां मूलनिरूपणं मूलरूपेण संस्कृतस्य बहु प्रयोगः प्रवाहः प्रवाहः भवति भारतस्य द्वादश द्वाविंशतिराजभाषा अन्यतममस्ति संस्कृतस्य उद्देशः संस्कृतस्य उत्पत्तिः अधै इन्जो यूरोप्यभाषाभिः सह मध्यां एषियाः अभवत् भारतीयमन्त्रे भारतीयमानचित्रे आधुनिकरूपं च गृहीत्वा इति समः सामान्यतः संस्कृतं संस्कृतं सामान्यतया भौतिकं शास्त्रीयं च विभक्तम् अस्ति